प्राकृतिकसम्पद् मम प्रदेशे

सस्यसम्पदेव मम प्रदेशे प्राकृतिकसम्पद् जलागारः मम प्रदेशे नास्ति एव मम प्रदेशस्तु वर्षाधारितः अतः तत्र जलाशयाः न सन्ति यदि वर्षति तत्र सस्य उद् तत् सस्यानि फलन्ति फलन्ति नो चेत् तत्र कष्टम् एव जलाकार जलागारः नास्ति इति कारणात् तत्र शुचित्वपालनस्य विषयः न आपतति स्वच्छता विषये सर्वकारीयव्यवस्था उत्तमम् अस्ति व्यवस्था उत्तमा अस्ति प्रतिदिनं गृहं प्रति शकटाः आगच्छन्ति अवकरस्य सङ्ग्रहं कुर्वन्ति नयन्ति च